अहम् आधिक्येन गण्टात्रयं तरणङ्कृतवान् अस्मि नाम सम्यक् यत्र जलं भवति तत्र सम्यक्तया यथा जलं भवति तथा अहं तरणं करोमि अत्यधिकं नाम सार्धगण्टात्रयं तदपि मम ग्रामे नदी वर्तते तत्र नद्यां मया सम्यक्तया तरणं कृतमासीत् नाम मया प्रातः नववादनकाले गतं आगतं द्वा आगतवान् द्वादशवादनकाले सम्यक् उड्डयनादिकं कृत्वा जम्प् ततः उड्डयनं कृत्वा सम्यक् तरणं कृतमासीत् जलमपि बहु शीतमासीत् इति कृत्वा यथा मम कृते श्रान्तिः स्यात् तथा मया तरणं तद्दिने कृतं अहम् आधिक्येन प्रतिदिनं व्यायामादिकं करोमीति कृत्वा तत्र घण्टात्रयं कर्तुं शक्तः तत्र मया बहुत्र तरणं कृतं नाम यदा यदा विरामः प्राप्यते तदानीं ग्रामं गच्छामि स्म सम्यक्तया तरणं करोमि स्म किन्तु तद्दिने मम किञ्चित् किञ्चित् अनारोग्यमासीदिति कृत्वा देहे किञ्चित् व्यत्यासः जायमाना आसीत् अतः अहं चिञ्चितान् तरणार्थं गच्छामः तत्र तु सम्यक् स्यात् इति कृत्वा नववादे अहं प्रस्तितः नववादनतः द्वादशवादनपर्यन्तं सम्यक्तया तरणं कृत्वा अहं गृहम् आगतवान् तदेव मम अधिकं तरणम् इति वक्तुं शक्यते